मया नूतनं हेर् जेल् स्वीकृतम् आसीत् परन्तु तस्य प्रयोजनं किमपि नास्ति यदर्थं तत् स्वीकृतं तद्विहाय तत् अन्यत् सर्वं करोति अतः तत् कोपि मा स्वीकरोत्